सप्तमदिनाङ्क जूलायिमासस्य त्रयोविंशत्यधिकद्विसहस्रतमम् इति प्रथमदिनाङ्कः डिसेम्बर्मासस्य नवदशाधिकद्विसहस्रतमं चतुर्थः दिनाङ्कः जन्वरीमासस्य नवपञ्चाशत् अधिकनवनवति इति पञ्चमदिनाङ्कः मार्च्मासस्य विंशत्यधिकविंशतिशतकम् नवेम्बर्मासस्य द्वादशदिनाङ्कः त्रयोविंशत्यधिकविंशतिसहस्रं तृतीयदिनाङ्कः डिसेम्बर्मासस्य अष्टादशाधिकविंशतिसहस्रम् इति